शुश्ता हे शुश्ता भवान् कुत्र गच्छति

आम् इण्डि सिटि एव

वेङ्कट्महोदय इत्युक्ते

सम्यक् एव ग्रामतः आगतवान् परन्तु सम्यक् एव परन्तु तस्य गृहसंख्या का संख्या का का कस्मिन् ब्लाक् मध्ये वसति भव

सम्यक् एव परन्तु नाम सहाय्येन कथं भवान् गच्छति महोदय

न महोदय अन्तः गन्तुं तु न शक्नोति भवान् न महोदय तत् तत्र एव तिष्ठतु गृहसंख्या वदतु तस्मिन् कस्मिन् ब्लाक् मध्ये वसति सा इति वदतु सम्यक् एव निवा महोदय निवासं तु करोति परन्तु अत्र इण्डि सिटी कोम्प्लेक्स् मध्ये पञ्च भवनानि सन्ति एकस्मिन् भवने पञ्चाशत् गृहानि सन्ति भवान् कथं

भवतः नाम किम् महोदय भवतः नाम अपि अस्तु कं प्रथमं नाम वदतु विशा भवतः नाम विशाखपट्ण भवतः नाम विशाखपट्णम् वा नगरं विशाखपट्णं परन्तु भवतः नाम तु वदतु भवान् तु एवम् एवं वदति वेङ्कटेश्वरमहोदय बहवः वेङ्कटेश्वराः सन्ति इण्डिस् मध्ये कस्य गृहं कस्य महोदय कस्य गृहं गच्छति भवान् अत्र तु बहवः अत्र तु बहवः वेङ्कटेश्वराः सन्ति अहं मम कृते तु गृहसंख्या ब्लोक् संख्या आवश्यकम् अस्ति चेत् अत्र रेजिष्टर् मध्ये लिखतु अनन्तरम् एव अन्तः अहं अन्तः एव अहं पर्मिशन् ददामि गन्तुं अन्यदा अहं न ददामि पर्मिशन् न कोपि मित्रं नास्ति अत्र अत्र कोपि कोपि मित्रं यः कोपि नास्ति अत्र मम समीपे एकः दूरवाणी एका दूरवाणी अस्ति दूरवाण्या मै गेट् आप् अस्ति एप् मध्ये एव अहं गृहसंख्याम् अनन्तरं ब्लोक् नम्बर् अपि योज योजनीयं अन्यथा न न

आवश्यकम् न पुनः आगच्छतु स गृहसंख्या आनयतु अनन्तरम् अहम् अन्तः अनुमतिं गन्तुम् अनुमतिं ददामि अन्यता अहं न अनुमतीं ददामि क्षम्यतां महोदय